आं लेखनसमये प्रेरणा रक्षितुम् अहं मम मित्रेण साकं वार्तालापं करोमि एवं तस्मिन् समये तेषां कृते अहं कथयामि किं लेखनसमये कथम् अस्माकं ज्ञानं भवेत् एवं बहवः जनाः सन्ति ये सम्यक्तया न दृष्टा एव लिखन्ति तदानिमेव अक्षराणि भिन्नानि भवन्ति यस्मात् कारणात् अक्षरं सौन्दर्यस्य बाहुल्यता न भवति एतदर्थं कथं लेकनीयम् एवं लेखनसमये कथं ज्ञानं दातव्यम् इति अहं मम मित्रेण साकम् एव वार्तालापं करोमि